हरिः ओम् हा हा

कदा अस्ति

आमां कर्तुं शक्यते किं किं करणीयम्

हा अस्तु कुत्र अस्ति विवाहः कुत्र अस्ति कस्मिन् स्थले भवति समु समुद्रतीरे कर्तुं शक्यते वा

हा कतिजनाः नाम अस्माकम् आहा वेड्डिङ्ग् प्लेनिङ्ग इति चेत् शतजनाः आगच्छन्ति वा ओ अस्तु अस्तु हा हा अस्तु हाअस्तु अस्तु अस्माभिः हा हा नाम वस्त्राणि अपेक्षते वा शाटिकां किं धरति तत्र

हा रक्तवर्णीयाः भवतु वा उत शुक्लवर्णीयाः वा श्वेवर्णीया श्वेतवर्णीयाः वा आ हा अस्तु

हा अस्तु

अस्तु अस्तु हा अनन्तरं भवत्याः गृहे सम्प्रदायः कथम् अस्ति नाम प्रातःकाले गौरीपूजा इत्यादिकं भवति वा आ हा तत्रापि आ हा हा ओ हो किं किं सम्प्रदायः अस्ति नाम अस्माकं प्लेन्मध्ये प्रातः काले गौरीपूजा भवति अनन्तरं काशीसमाराधना भवति अनन्तरं हा हा हा धारे इति भवति माङ्गल्यधारणं भवति हा तत्र किं किम् अपेक्षते इति

हा तत्र छत्रमपेक्षते वा काशियात्रायाः कृते

अस्तु अस्तु अनन्तरम् हा अनन्तरम् अस् जातं वा तावदेव वा एकदिनात्मकम् एव वा विवाहः अस्तु श्वः मिलामः तर्हि अस्तु धन्यवादः